मम इष्टतमानि बैक्यानानि इत्युक्ते एकं तु प्रथमं भवति रायल् इन्फ़िल्ट् बुलेट् द्वितीयं भवति मम

एकं तु यत् धूम् मध्ये चालितं कावासेक् इति वाहनम् अस्ति तदपि मम इष्टं बा बैक्यानं भवति परन्तु बहु इष्टं भवति चेत् बुलेट् इति मम बहु इष्टं वाहनम् अस्ति अधुना तु मम समीपे स्वकीयं वाहनं नास्ति मम पितोः वाहनम् अस्ति हीरो होण्डा हीरो एच् एफ़् डीलक्स् इति वाहनम् अस्ति तदेव वाहनम् अहम् अपि चालयन् अस्मि अतः मम ड्रीम् वाहनं अस्ति इत्युक्ते अहं यदा कदापि उद्योगं करोमि नो चेत् मम कुत्रचित् धनं नाम कार्यं कृत्वा धनं प्राप्तिर्भवति चेत् अहं बुलेट् यानम् एकं क्रीणामि किमर्थम् इत्युक्ते बुलेट् यानस्य पूर्वे यदा बुलेट् यानम् आसीत् अधुना तु सामानतया सेल्फ़् स्टार्ट् इति वदन्ति तथा आगमनात् अनन्तरं सर्वे अपि जनाः बुलेट् यानं चालयन्ति परन्तु पूर्वे तथा आसीत् केचन वदन्ति पूर्व नाम ये चालितवन्तः ते उक्तवन्तः कि य बुलेट् यानस्य किक् यद् अस्ति स्टार्ट् कर्तुं नाम चालयितुं यत् किक् भवति तत् यः ताडयितुं शक्नोति स एव बुलेट् यानं चालयितुं शक्नोति किमर्थम् इत्युक्ते तत्र ताडने महान् श्रमः जायते एवञ्च कदाचित् इतस्ततः भवति चेत् पादस्य पादस्य अस्थिनां भग्रम् अपि जायते अतः तत् मम इष्टतमं वाहनं भवति